यद्यपि मया वीड्यो गेम्स् किमपि न क्रीडितं किन्तु पुत्राः क्रीडन्ति तैस्सह रेलयानस्य यानि वीड्यो गेम्स् सन्ति इतोऽपि अस्माकं पृथ्विं जानीहि इति यद् वीड्यो गेम्स् अस्ति फ़न् तेन विविधपृथिव्यां विविधस्थलेषु कः देशः कुत्र वर्तते किं नगरं कुत्र अस्ति इति ग्लोब् मध्ये वयं निश्चयं कुर्मः एषा क्रीडा मह्यं नितान्तम् अरोचत यतोहि एतेन भूगोलस्य ज्ञानमपि वर्धते